मम राज्यस्य इत्युक्ते उत्तराखण्डराज्यस्य संस्कृतविशेषे संस्कृतभाषायाः योगदानं तु अस्ति एव तत् कथम् इति चेत् उत्तराखण्डं देवभूमिः इति उच्यते देवभूमिः इत्युक्ते देवानां भूमिः देवभूमिः इति देवानां भाषा संस्कृतभाषा इत्यपि उच्यते अतः वक्तुं शक्यते यत् उत्तराखण्डे संस्कृतभाषायाः योगदानं तु महत् वर्तते इति कथम् इति चेत् पूर्वं किं जातम् इत्युक्ते ये जनाः भवन्ति स्म ते सर्वेऽपि जनाः सम्स्कृतभाषायामेव वार्तालापं कुर्वन्ति स्म किन्तु अधुना नाम आधुनिकसमये सर्वे जनाः संस्कृतं तु न जानन्ति एव कुतः इत्युक्ते अधुना संस्कृतभाषायाः तावत् प्रचारप्रसारमपि न क्रियते कैश्चित् वा सर्वैः अतः सर्वे जनाः संस्कृतभाषायाः विषये न जानन्ति किन्तु उत्तराखण्डराज्यं तु देवभूमिः उत्तराखण्डम् इति नामधेयं वर्तते अतः उत्तराखण्डस्य ये जनाः भवन्ति ते जनाः किञ्चित् किञ्चित् तु संस्कृतभाषायाः विषये जानन्ति एव अतः एवं वक्तुं शक्यते यत् देवानां भूमिः या उत्तराखण्डम् उत्तराखण्डः वर्तते उत्तराखण्डेन संस्कृतभाषायाः कृते महत् योगदानं प्रदत्तम् अस्ति इति